हरि ओम् गतसप्ताहे अहम् एकं पुस्तकं स्वीकृतवान् अन्तर्जालसाहाय्येन तस्य पुस्तकस्य बहु महत्त्वं विद्यते यदहं दृष्टं तथैव वर्णमयपृष्टभागाः अहं तत्र पश्यामि तथैव मुद्रणमपि बहु उत्तममस्ति तथैव पृष्टभागाः अनन्तरं विषय व्यवस्थापना सर्वं सम्यग्रीत्या ते कृतवन्तः मुद्रणव्यवस्था अपि व अहं सम्यग्रीत्या दृष्टवान् सर्वम् अर्थं भवति स्म तथैव पुस्तकस्य परिवेशनं तन्नाम संरक्षणकार्यक्रममपि सम्यक् रीत्या कृतवन्तः बहु उत्तमपुस्तकम् इत्युक्त्वा विरमामि धन्यवादः